मम मूलस्थानमस्ति कर्नूल् जनपदस्य मन्त्रालयग्रामः इति तत्रैव अहम् अध्ययनं कृतवान् तत्र राघवेन्द्रस्वामिपादाः प्रह्लादस्वा प्रह्लादराजानां तृतीयावतारा इति सर्वेपि कथयन्ति प्रतमो प्रल्हादराजा द्वितीयो व्यासराजः तृतीतीयो राघवेन्द्रश्च इति उक्तरीत्या तृतीयावतारः भवति रागवेन्द्रस्वामिपादाः इति तेषां पाठशाला भवति अतीवप्राचीनकालीनपारम्परिकपाठशाला तस्यां पाठशालायाम् अहम् अध्ययनं कृतवान् तत्र ऐतिहासिकविषयाः इत्युक्ते राघवेन्द्रस्वामिपादाः तत्र अध्ययनं कृत्वा तमिल्नाडुप्रान्ते तेषां जन्म आसीत् तत्पश्चात् सञ्चारं कुर्वन्तः संन्यासाश्रमं स्वीकृत्य तत्र अद्य अध्ययनम् अपि विदाय द्वैतवेदान्तस्य प्रचारं कर्तुम् इतस्ततः अटन् मन्त्रालयक्षेत्रे समाधिम् अभवन्निति जीवस सजीवसमाधि अभवन्निति तत्र उक्तं विद्यते तत्र राघवेन्द्रस्वामिपादाः यदा मन्त्रालयम् आगताः तत्रैव क्षेत्रदेवी पञ्चालम्मादेवी आसीत् तस्याः अनुमत्या तत्र क्षेत्रे प्रविष्टाः इति तत्पूर्वं तत्र एकः मुस्लिं शासन शासकाः कश्चन राजा परिपालयति स्म तत्रैव दिवानरूपेण वेङ्कण्णा इति कश्चन दिवान् रूपेण कार्यं करोति स्म स तु राघवेन्द्रस्वामिनां भक्तः अतः यदा स्वामिपादाः इतः सर्वत्र भ्रमणं कुर्वन्तः द्वैतवेदान्तं च प्रचारं कुर्वन्तः तत्र ग्रामम् आगताः तदानीं दिवान् वेङ्कण्णमहोदयाः तस्य मुस्लीं शासन शासकस्य राज्ये कार्यं करोति स्म ते तु एवं चिन्तितवन्तः मम गुरूणाम् अनुग्रह मम कृतेव एव अस्ति परन्तु तस्य कृतेपि मम गूरूणाम् अनुग्रह भवेदिति सः चिन्तितवान् अतः तेषां सविधे गत्वा राजानां सविधे गत्वा उक्तवान् मम गुरवः अत्र आगच्छन्ति एते तु महामहिमशालिनाः इति तत्र उक्तवन्तः तदानीं मुस्लिं शासकाः परिहासं कृतवन्त् कुर्वन्तः ते तेषां परीक्षणमपि करोमि इति विचिन्त्य एकस्मे एकस्यां स्थाल्यां मांस खण्डान् स्वीकृत्य स्वामिपादानां सविधे आगतवान् तदानीं स्वामिपादानां सविधे आगत्य स्वामि पलप फलानि आनीतवान् स्वीकुर्वन्तु इति उक्तवान् तदानीं स्वामिपादाः सर्वं ज्ञात्वा जलेन सम्प्रोक्ष्य तत् फलरूपेण परिवर्तनं कृतवन्तः तदानीं ते यदा फलं स्वीकृतवन्तः तदानीं मुस्लिं शासकाः हसितवन्तः तत्र फलमिति मत्वा स्वीकृतवन्तः इति यदा तस्य उपरि विद्यमानं वस्त्रं यदा निष्कासितं तत्र सर्वाणि फलानि आसन् तदानीं मुस्लिं शासकाः साष्टाङ्गं प्रणिपत्य प्रार्थितं मम अहं महान् अपराधः कृतवानिति अहं अतः क्ष क्षन्तव्योयम् अयं जनः इति प्रार्थितवान् तदनन्तरं भवतां कृते किं किम् आवश्यकमस्ति तत् सर्वं सूचयन्तु इति प्रार्थितवान् मम कृते किमपि नापेक्षते एतत् स्थलं एतत् स्थलं मम कृते प्रयच्छतु इति स्वामिपादैः पृष्टं तदानीं सः राजा उक्तवान् एतत्तु अरण्यप्रान्तमस्ति नगरप्रान्तं स्वीकरोतु इति उक्तवान् मास्तु मम कृते इदमेव स्तलम् अपेक्षितमस्ति इति प्रार्थितवान् इति उक्तवान् तदानीं सः राजा तदेव इति दत्तवान् तत् तस्मिन् स्थले एव राघवेन्द्रस्वामिपादाः सजीवसमाधि अभवन् वेङ्कण्णा अपि राघवेन्द्रस्वामिनां परमभक्ता आसीत् कारणं सः बाल्या बाल्यकाले एकस्मिन् ग्रामे पशुपोषकरूपेण गोपालकरूपेण कार्यं कुर्वन्नासीत् तस्मिन् मार्गे यदा स्वामिपादाः गच्छन्तः आसन् तदानीं गोपालः तस्य स्वामिपादानां पादे पतित्वा साष्टाङ्गं प्रणिपत्य नमस्कारं कृतवान् परन्तु स्वामिपादाः मन्त्राक्षतं दत्वा यद् कष्टकाले मम नाम स्मरणं करोतु इति उपदेशं दत्वा गतवन्तः किञ्चित्कालानन्तरं तस्मिन्नेव प्रान्ते एकः राजा अयं यदा आदोनि राजा आसीत् स च राजा तस्मिन् प्रान्ते आगच्छन् आसीत् तस्य कृते मार्गे एव कश्चन सेवका पत्रमेकं दत्तवान् तस्मिन् पत्रे किमस्तीति पठितुं राजा न ज्ञातवान् न ज्ञातवान् अतः पार्श्वे एव स गोपालकः आसीत् तम् आहूय एतद् पत्रे किमस्तीति पठतु इति दत्तवान् परन्तु गोपालकोपि अहमपि अज्ञानी अस्मि अहं न जानामि इत्युक्तवान् भवान् ब्राह्मणो भूत्वा अध्ययनं न कृतवान् इति हेतोः इदानीं शिरच्छेदनं करोमि यदि न पठति शिरच्छेदनमेव भवति इति उक्तवान् तदानीं तस्य स्मरणम् अभवत् राघवेन्द्रस्वामिनां स्मरणम् अभवत् तेन रागवेन्द्रस्वामिपादानां स्मरणं करु कृतवान् तेन कारणतः ज्ञानं प्राप्तवान् प्राप्य तत्पत्रं पठितवान् तदानीं राजा तत्र पत्रे तस्य विजयघोषः आसीत् तेन सन्तुष्टः राजा एनं गोपालकं नीत्वा दिवानरूपेण कार्यं दत्तवान् इति एतादृशापरमभक्तः केवलं नामस्मरणमात्रेण तेषाम् अनुग्रहं प्राप्तवान् इति हेतोः परमभक्ताः सञ्जातः अतः स च गोपालकः एव तस्य कृते राज् राज्ञः कृते अपि आशीर्वादा भवतु इति एवं कार्यं कृतवान् इति इदं हि हिस्टारिकल् विषयः तत्र विद्यते